नमस्कारः एतत् कालिका उपाहारगृहम् अस्ति वा अस्तु अहं भवतः उपाहारगृहं जन्मदिनपालनार्थं बूक् कृतवती स सायं सप्तवादने गमिष्यामि भवतः कृपया सप्तवादनात्पूर्वमेव प्रकोष्ठं सज्जीकुर्वन्तु